अहं स्वपरिवारजनैः भगवान् रामस्य दर्शनार्थं तथा च तस् तत् परिसरस्य पर्यटनस्य आनन्दम् आस्वादयितुम् मासस्य एकः मासस्य एके दिने एकवारं गच्छामि तथा च अनन्तरम् अहम् आम्बोरा इति स्थाने अपि मित्रैः सह तथा च मम कुटुम्बैः स्वज परिवारजनैः जनैः सह गमित् गच्छामि